शालायां मम इष्टतमः विषयः संस्कृतम् आसीत् अस्माकं पाठशाले इत्युक्ते नूतनविद्यालयः कलबुर्गिमध्ये कर्नाटकराज्ये अहम् संस्कृतभाषा प्रथमभाषा इत्युक्ते फ़ुल् कोर्स वन् फ़िफ़्टि मार्क्स् भाषा अहं पठितवान् तत्र वयम् गद्यम् पद्यम् एवम् सुभाषितानि एतत्सर्वं पठितवन्तः अनन्तरम् अपि अहम् साहित्यं साहित्यं नाम नाम एकं कर्नाटकः बोर्ड् परीक्षा अपि अहम् पठितवान् संस्कृतभाषा सरला भाषा एवम् संस्कृतम् भा भाषे वयम् शत् प्रतिशतम् अङ्कम् अपि प्राप्तुं शक्यते संस्कृतभाषा पठने मनःशान्तिः भवति एवम् आरोग्यम् अपि सम्यक् अस्ति इति मम चिन्तनम् अस्ति धन्यवादः